मम ऐतिहासिकचलच्चित्रं बहु रोचते तत्र तद् प्राचीनकाले या भाषा आसीत् यद्वेषमासीत् यत्प्रवृत्तं तस्य चरित्रस्य यदि चित्रणं क्रियते तद्विषये चलच्चित्रं यदि भवति तद्विषये मम बहु आसक्तिर्भवति तत्र कानिचन मम प्रियचलच्चित्राणि सन्ति भक्तप्रह्लादः कविरत्नकालिदासः एवं अन्नमय्य इत्यादयः तत्र कथापि बहु विशिष्टमासीत् अपि च अभिनेतापि सम्यक्करोति गीतमपि सुगीतं एवं तेन कारणेन मम चलच्चित्रं कविरत्नकालिदासं बहु रोचते